यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः इत्युक्तरीत्या मम प्रदेशे महिलानां शिक्षणविषये उद्योगविषये सामाजिकस्थानविषये च सर्वकारः विशेषप्रयत्नं कुर्वन्नस्ति ततः अपि केषुचित् गृहेषु महिलाः उपर्युक्तविषयेषु सहकारं न प्राप्नुवन्ति तत्र बहुविधानि कारणानि भवन्ति किन्तु याः महिलाः सम्यक् अध्ययनं कृत्वा उद्योगं कर्तुम् उत्सुकाः भवन्ति तासां कृते तु उद्योगावसराः बहवः सन्ति एव यदि महिलाः अपि सम्यक् अध्ययनं कृत्वा उद्योगं कुर्वन्ति तर्हि कुटुम्बस्य आर्थिक अभिवृद्धिः तथैव क्रमशः देशस्य प्रगतिः अपि सम्यक् भवति अस्माकं प्रदेशे महिलानाम् उपर्युक्तविषयेषु समस्याः सन्ति सहकाराः अपि समानतया सन्ति इति मम अभिप्रायः